हरि ओम् अहं श्रीमती अस्मि भवान् स्विग्गि तः खलु तर्हि अहं तु इदानीम् एकघण्टा प्राकेव आर्डर् कृतवती आसम् पलाव् आवश्यकमिति इदानीम् अर्धघण्टा जाता अस्ति भवान् कुत्र अस्ति इतोऽपि न आगतवानस्ति मम बहु बुभुक्षा जायमाना अस्ति अतः भवानिदानीं कुत्र अस्ति अहं इतः तदा एव लोकेशन् तु प्रेषितवती अस्मि अहं मम गृहं कुत्र अस्ति इति अतः भवान् इदानीं कुत्र अस्ति कदा अत्र प्राप्नोति इति वदति वा कृपया